मम एकस्मिन् दर्शने आसक्तिः नास्ति अपि तु भिन्नभिन्नदर्शनानाम् अध्ययने आसक्तिः अस्ति भारतीयदर्शनेषु षड् आस्तिकदर्शनानि त्रीणि नास्तिकदर्शनानि सन्ति तत्र आस्तिकदर्शनेषु सांख्यं योगः न्यायः वैशेषिकं मीमांसा उत्तरमीमांसा पूर्वमीमांसा एवं षडास्तिकदर्शनानि सन्ति तेषां सामान्यं ज्ञानं प्राप्तुं मया केचन ग्रन्थाः अधीताः साङ्ख्यदर्शने साङ्ख्यतत्त्वकौमुदी अयं ग्रन्थः अधीतः योगे पातञ्जलयोगदर्शनं न्याये तत्र तर्कसङ्ग्रहः पठितः अनन्तरं न्यायसिद्धान्तमुक्तावली ततःपरं वैशेषिके प्रायः तर्कसङ्ग्रहः एव अधीतः इतः परं तु न अधीतम् पूर्वमीमांसा पुनः उत्तरमीमांसा तत्र पूर्वमीमांसायाम् अर्थसङ्ग्रहः उत्तरमीमांसा नाम वेदान्तशास्त्रं तत्र वेदान्तसारः अधीतः एवं आस्तिकदर्शनानि ये सन्ति यानि सन्ति तेषु अध्ययनं कृतं तत्र मम आग्रहः वर्तते यतो हि दर्शनानां पठनेन अस्माकं तत्र शास्त्रं किमर्थं पठनीयं तत्सर्वं तत्र विचारः वर्तते तेषां पठनेन अस्माकं रुचिः अपि भवति